अहम् इतः तत्र शिरसि गन्तुम् स्थापितवानासं भवन्तः किमर्थं समये नागतम् अहं समयस्य सूचनापि दत्तवान् सार्धसप्तवादने आगच्छन्तु इति इदानीम् अष्टवादनं जातमस्ति मम तु कार्यं तत्र बहु अस्ति इतोपि अहं तत्र रिक्षा न स्थापितवानासं चतुश्चक्रिकायानम् अपेक्षते इति स्थापितवान् किन्तु इदानीं रिक्षायानमागतमस्ति एतत्तु समीचीनं नास्ति दोषः वर्तते अहं कथं वा धनं दातुं शक्नोमि एतावद्धनराशिम् अहं तु न दास्यामि यद् मया इच्छानुसारं दास्यामि भवन्तः अपि इच्छानुसारं व्यवहारं कृतवन्तः खलु अहमपि तदेव करोमि किमर्थम् एवं जातम् अहं सर्वं मेन्शन् कृतवान् तत्र बुक् बुकिङ्ग् समये पूर्वेव सूचितवान् किमर्थम् एवं कुर्वन्ति व्यवस्था सम्यग् नास्ति अहं यत्र मुख्यालयः अस्ति तत्रैव अहं दोषं स सर्वम् अहं वदामि भवन्तः किमपि वा कुर्वन्तु भवतामिच्छानुसारं व्यवहरन्ति चेत् कथं वा सो सो सोढव्यं वयं मया कथं वा सोढव्यम्